मम निकटे हिमालया वस्तूनि वर्तन्ते तत्र मया यत् सोप् उपयुज्यते तत्तु समीचीनं नास्ति तस्य गन्धः अपि ईषदपि सम्यक् नास्ति एवं च मया वयं यदा लेपयामः तदानीं मलिनमपि मालिन्यं न गच्छति सम्यक् इति क्लेशः